सहस्राधिक नवशातोत्तरनवनवतितमे वर्षस्य जनवरी मासस्य नवमदिनाङ्कः फेब्रवरि मासस्य विंशतिदिनाङ्कः मार्च् मासस्य पञ्चदशदिनाङ्कः एप्रिल् मासस्य त्रिंशत् दिनाङ्कः मे मासस्य त्रीणि दिनाङ्कः